अद्य मया शाकम् आर्डर् कृतवती आसम् परन्तु तत्तु पूर्णं शीतं जातमासम् किमर्थं भोः यदि मया समयः न मया समयः न लब्धः अतः अहम् आर्डर् कृतवती यदि भवान् शीतम् अन्नं ददाति चेत् अहं कथं स्वीकर्तुं शक्नोमि अहं तु उष्णम् अन्नम् अपेक्ष्यते अतः अहं तु उष्णम् अन्नम् अपेक्ष्यते अतः पुनः तत् प्रेषयामि तत् पुनः उष्णम् अन्नम् अथवा शक् शाकम् अहम् अपेक्षे अहं मया अपेक्ष्यते अतः तत् पुनः प्रेषयतु एवं करोतु यत् तत् इन्सल्टेड् ब्याग् ब्याग्स् अथवा कण्टैनर्स् अस्ति यत्र उष्णमेव भवति अन्नं तत्र शी शीतभवनं अन्नं शीतं न भवति अतः तत् किमपि कृत्वा किमपि कृत्वा उष्णमेव अन्नं ददातु यतोहि अहं प्रार्थयामहे धन्यवादः